मम गृहे बहवः वृक्षाः सन्ति यथा पुष्पवृक्षाः वंशवृक्षाः आम्रवृक्षाः लिचुवृक्षाः कदलीवृक्षाः इतोपि बहुविधाः वृक्षाः सन्ति तेषां वृक्षाणां परिपालनम् अहं सर्वदा स्नेहेन करोमि समये समये प्रतिदिनम् अहं वृक्षेषु जलं ददामि वृक्षेषु कीटाः कदाचित् भवन्ति तदा अहं कीटनाशक औषधं दत्त्वा वृक्षाणां रक्षणं करोमि अहं कदाचित् मया बहिः अपि गन्तव्यं भवति यदा अधिकदिनानि निमित्तं बहिः गन्तव्यं भवति तदा वृक्षानां परिपालनाय मम गृहे ये जनाः भवन्ति विशेषतः मम मातुः उपरि अहं दायित्वं ददामि माता मातरं प्रति अहं सर्वदा वदामि किं प्रतिदिनं वृक्षेषु जलं ददातु इति मातरमहम् उक्त्वा बहिः गच्छामि एतादृशमहं वृक्षानां परिपालनं करोमि मम गृहे